नास्तु मम पक्षे एकः क् महाभारतस्य एककर्तृकत्वविषयमहाविवादः नास्ति महाभारतः अनेकः समये अनेकवारं लिखितवान् तस्य अनेकः तस्य अनेकः नाम नामानि सन्ति अहं चतुर् चतुर्षु नाम नामसु जानामि जयसम्मिता इत्यादि इत्यादि बहुषु प्रकारेषु महाभारतः अस्ति केवलं वेदव्यासः न लिख लिखितवान् अन्येषु रिसेह सन्ति ते ते अपि महाभारतं लिखितवान् महाभारते इदानिं महाभारते एकलक्षं श्लोकाः सन्ति प् पूर्वः महाभारतस्य नाम जयः अस्ति तत्र चतुर्विंशतिसहस्रं चतुर्विंशति अधिकं सहस्रं श्लोकाः सन्ति ह्म् ते अन्यविषयस्य रचितम् अस्ति